तथा तु ग्रामीणसमुदाये अपि बहुनर्तक्यः सन्ति उत्तमाः तासाम् उत्तमाः क्वालिटि अपि अस्ति किन्तु किं भवति तत्र यावत् नगरे सौलभ्यानि सन्ति तावत् ग्रामीणप्रदेशे मिलितुं किञ्चित् कष्टमेव भवति तत्तु वयं सर्वे जानीमः एव नगरे किं भवति बहु तथा सौकर्याणि किमपि तेषां कृचे तेषां कृते प्रशिक्षणं लब्धुं शक्यते तेषां कृते तत्र धनमपि बहु अस्ति तथा ग्रामीणप्रदेशे प्रदेशे किं भवति प्रशिक्षणस्य व्यवस्था अपि किञ्चित् कष्टमेव भवति नर्तकीभ्यः

ते नर्तनं कर्तुं ते बहु किं वदनीयं बहु सम्यक् रीतिः कुर्वन्ति चेदपि तेषां किं भवति तावत् पब्लिसिटि तथा न भवति तेषाम् किमर्थम् इत्युक्ते नगरे तु बहु वास् कम्युनिटि अस्ति तथा ग्रामीणप्रदेशे तथा न भवति अनन्तरं ग्रामीणप्रदेशे महिलानां कृते वयं सर्वे जानीमः किञ्चित् किमपि कर्तुं कष्टमेव सः अस्ति पुरुषः पुरुषप्रधानसमाजः तु तथा अस्ति एव किन्तु ग्रामीणप्रदेशे इतोपि अधिकमेव अस्ति पुरुषाणाम् पुरुषाणामेव श्रोतव्यं गृहे तथा सर्वम् अस्ति यदा बालिकाः भवन्ति ते तु पिता किं वदति तदेव श्रोतुम् श्रोतव्यं भवति अनन्तरं यदा विवाहः भवति तदा पतिमहोदय वा श्वशुरः वा श्वश्रूः वा किं वदति तदा सर्वदा तेषां मनसि चिन्ता भवति एव अतः बालिकाः भवन्तु या महिलाः भवन्तु तेषां कृते तु कष्टम् एव अस्ति अतः वयं सर्वे किन्तु इदानीं किञ्चित् वयं वक्तुं शक्यते तथा दूरदर्शनम् अस्ति अनन्तरं यूट्यूब् मध्ये तथा किञ्चित् अपि तेषां मनसि किमपि कर्तुम् इच्छा अस्ति चेत् अनन्तरं किञ्चित् ज्ञानम् अस्ति चेदपि ते तथा गृहे स्थित्वापि कर्तुं शक्यते किन्तु सर्वेषां समीपे तावत् उत्तम क्वालिटि दूरवाणी भवितव्यम् अपि भवति अनन्तरं प्रशिक्षणस्य तु अहं पूर्वमेव उक्तवती एवमेव तेषां कृते अधिकानि अधिकानि कष्टानि भवन्ति अतः किं कर्तुं शक्यते इत्युक्ते नगरतः नगरतः कोपि शिक्षकस्य व्यवस्था भवति चेत् ते तत्र गत्वा ग्रामीणप्रदेशे स्थित्वा ग्रामीणमहिलानां कृते नर्तनस्य अभ्यासम् इतोऽपि अधिकं कर्तुं शक्यते